अद्यतनकाले शास्त्रीयकलासु सर्वेषामपि अभिरुचिः अधिकाः एव स् अस्ति अधिकः अस्ति एव तदर्थम् इदानीं मातरः सर्वे अपि स्वस्य बालकान् यत्र यत्र कलाः पाठयन्ति तत्र प्रेषयन्ति एव परन्तु अभिरुचिः तु अस्ति परन्तु ये कियद् प्रयत्नं दातव्यं कियत् तदर्थं कियत् प परिश्रमः दातव्यः त तावत् प तावत् प्र परिश् तावता प्ररि परिश्नः ब परिश्रमः न म् दीयते इति एव

उन्नतस्थानं प्रयत्नं कर्तुम् उन्नतस्थानं प्राप्तुं निश्चयं कुर्वन्ति परन्तु तावत् प्रयत्नं न कुर्वन्ति तदेव इदानीं नाट्यं वा भवतु सङ्गीतं वा भवतु किं वा भवतु पठन्तु परन्तु तदर्थम् अधिकत अधिकतया प्रयत्नं कृत्वा तत्र एव सम्यक् तत् ज्ञानं प्राप्य अनन्तरम् एव यत् किमपि वयमस्माभिः करणीयं भवति तदेव